अस्माकम् उडुपिप्रदेशे युवसमूहस्य शिक्षणम् उद्योगः नेतृत्वम् इतीमं विषये सम्यक् सहकारम् अस्ति उडुपि एवं दक्षिणकन्नडप्रदेशे शिक्षणं बहु सम्यगस्ति कर्नाटकस्य कर्नाटके शिक्षणक्षेत्रे उडुपि दक्षिणकन्नड प्रान्तीयच्छात्राः एव सर्वदा अग्रेसराः भवन्ति तस्मात् शिक्षणसमस्या अत्र नास्ति उद्योगसमस्या किञ्चित् अस्तीति वक्तुं शक्यते अत्र उडुपिक्षेत्रे तावत् नगरसभायाम् नगरसभा अध्यक्षेन विजयकोडूर् इति नगरसभा अध्यक्षेन प्रतिपक्षं प्रतिमासम् उद्योगमेला आयोजिता भवति तत्र ये उद्योगाकांक्षिणः सन्ति तेषां प्रति सूक्त उद्योगस्य नियोजनं भवति तस्मात् उद्योगस्य समस्या उद्योगसमस्या यदस्ति तस्य नगरसभाद्वारा सहकारः प्राप् प्राप्यते एवं नेतृत्वविषये अत्र ये ये महाविद्यालयाः सन्ति तत्र विद्यालयेषु छात्राणां छात्रिणां नेतृत्वविषये कार्यक्रमाः प्रचलन्ति विशेषतः अस्माकं महाविद्यालये रुचिरभारतीसभा वाग्वर्धिनीसभा इति प्रतिपक्षं प्रतिपक्षे सभा आयोज्यते तत् तेषु तत्सभायां नेतृत्वविषये अथवा निरूपणविषये वाग्वर्धनविषये तत्र आसक्त तत्र छात्रिणां निर्देशः दीयते तेन तेषां तत्सर्वविषये समस्या यदस्ति तस्य निवारणं भवति